संस्कृतभाषाभाषिणः पारम्परिकसंस्कृतेः विषये तेषां अवगमनं प्रायशः अधिकं भवति इत्यतः वयं किमपि संस्कृतिविषये वा आचरणविषये वा वयं किमर्थं कुर्वन्तः स्मः इति तेषाम् अवगमनम् अधिकं भवति अतः ते अपि जानन्ति पर्वाणि पर्वाणि वयं किमर्थं कुर्वन्तः स्मः नो चेत् एकम् आचरणं एकम् आचरणं किमर्थं कुर्वन्तः स्मः इत्यस्मिन् विषये तेषां ज्ञानम् अधिकं भवति ते अपि जानन्ति अन्यान् अपि बोधयितुं शक्नुवन्ति इति कारणेन ये भाषाभाषिणः संस्कृतेः विषये एतदर्थं ते संस्कृतम् उपयोगं कर्तुं शक्नुवन्ति